आम् अहं बहुवारं साक्षाद् गीतं शृतम् अस्मि अहम् अन्ते यद् साक्षाद् गीतं शृतम् अस्मि तद् तीर्थङ्कारः भट्टाचार्यः महोदयस्य आसीत् एषः महोदयः लोकगीतं गायति अहं मम बान्धवगणानां साकम् तस्य गीतं श्रोतुं गीतवती आसम् तस्य गीतं शृत्वा मम बहु आनन्दः जातः गीतं शृत्वा मम मनसि बहु आनन्दम् अनुभूतम् अस्ति मम बान्धवगणाः अपि बहु आनन्दं प्राप्ताः ते अपि ते तत्र गीतं शृत्वा नृत्यम् अपि कृतवन्तः आनन्देन तद् गीतं शृत्वा अस्माकं बहु आनन्दः आगतः अहम् अरिजितसिङ्ग्महोदयस्य गीतं साक्षात् श्रोतुम् इच्छामि महोदयस्य गीतं मां बहु अनुप्रेरयति तस्य गीतम् अहं यदा शृणोमि तदा मम मनसि बहु आनन्दम् आगच्छति पुनः यदा अहं दुःखी भवामि तदा तस्य गीतं शृणोमि चेत् मम दुःखं गत्वा आनन्दः आगच्छति तस्य गीतं माम् अनुप्रेरयति पुनः आनन्दम् अपि दास्यति अतः अहं तस्य गीतं साक्षात् श्रोतुम् इच्छामि एषः महोदयः बहु सम्यक् अस्ति सः मम अनुप्रेरणां सः माम् अनुप्रेरणां दास्यति अतः अहं तं साक्षात् द्रष्टुम् अपि इच्छामि